यदा अहं लघु आसम् यदा अहं बाल्यावस्था आसम् तदा बहूनि बहु बहु क्रीडाः एव क्रीडितवती अहं किं किम् इत्युक्ते लगोरि क्रीडन्ति स्म पुनः धावनं धावनस्पर्दायं भागं वहन्ति स्म पुनः अहं कोको क्रीडन्ति स्म कबड्डि क्रीडन्ति स्म पुनः हां चतुरङ्गं क्रीडन्ति स्म पुनः अहं केरं बोर्ड् इति भवति खलु तदपि क्रीडन्ति स्म पुनः कथं क्रीडन्त्यासन् इत्युक्ते लगोरितु अस्माकं बहु एव इच्छा क्रीडा आसीत् अस्माकं गणस्य अहं शुभं करोति मैत्रेयि गुरुकुले पठितवती तत्र अस्माकं गणे वयं पञ्चविंशति जनाः आसन् बालिकाः एव वयं क्रीडासमये प्रतिदिनमपि लगोरी क्रीडामेव क्रीडन्त्यासन् किमर्थं चेत् अस्माकं गणस्य बालिकानां सर्वासमपि लगोरि क्रीडा इत्युक्ते बहु एव इच्छा भवति स्म वयं कथं क्रीडामः एतत् दृष्ट्वा अस्माकं संस्कृतपाठन आचार्यः अपि अस्माकं साकमेव क्रीडितुम् आगच्छन्त्यासन् एकः अस्माकं गणे द्वयं विभागम् आसीत् अश्विनीगणं तथा भरणीगणम् इति लगोरिक्रीडायां तत्र अश्विनी गणस्य साकम् एकः आचार्यः भरणीगणस्य साकम् एकः आचार्यः एवम् आगत्य अस्माकं साकं क्रीडन्त्यासन् वयं बहु सम्यक् लगोरी क्रीडन्त्यासन् बहु इच्छा आसीत् अस्माकं लगोरि क्रीडनम् तथा मह्यं चेस् इत्युक्ते बहु इच्छा भवति स्म किमर्थं चेत् तत्र वयम् अस्माकं बुद्धिम् उपयोगं कुर्मः खलु अतः मह्यम् इच्छा भवति स्म अन्तः क्रीडने क्रीडानां मध्ये केरं बोर्ड् अपि इच्छा भवति स्म अहं अस्माकं गृहे क्रीडन्त्यासन् वयम् अहं तथा मम पिता एकं विभागं मम अग्रजा तथा मम माता एकं विभागम् एवं कृत्वा वयं केरं बोर्ड् क्रीडामपि क्रीडन्त्यासन् बहु सम्यक् क्रीडन्त्यासन् पुनः गृहेपि वयं लगोरी क्रीडन्त्यासन् वयं केवलं चत्वारः आसन् द्वे मिलित्वा एकं गणम् इतोपि द्वे मिलित्वा इतोपि एकं गणम् एवं कृत्वापि वयं द्वे द्वे एव लगोरी क्रीडन्त्यासन् पुनः अहं नियमाः अपि नियमाः अपि भवन्त्यासन् क्रीडानां कृते लगोरि मध्ये कथम् इत्युक्ते एकस्य समीपे तत् बाल् मिलति इत्युक्ते सः एव ताडितुं शक्नुवन् आसन् अथवा तत् बाल् कस्मै वा दातव्यमासीत् पुनः अहं कबड्डि मध्ये एतावदेव जनाः भवितव्यम् एकस्मिन् पार्श्वे एकस्मिन् गणे एवं सर्वं नियमाः आसन् पुनः अहं केरं बोर्ड् मध्ये चत्वारः एव क्रीडनीयम् अथवा द्वे अतवा त्रिजनाः अपि क्रीडितुं शक्यते आसीत् परन्तु चत्वारः भवन्ति चेत् सम्यक् भवति स्म क्रीडा